हलो हरिः ओं नमो नमः नमस्कारः अस्तु उच्यताम् अस्तु अस्तु आम् अहमेव आटो चालयामि आं सत्यम् अहमेव चालयामि अस्तु भवता प्रथमवारं दृष्टम् अहं तु बहु चिरकालतः चालयामि अस्तु अस्तु अस्तु ओं जैपुरे तु बहूनि स्थानानि सन्ति भवान् सर्वत्र भ्रमणं कर्तुं शक्नोति यथा गल्ताजि अस्ति जल्महल् अस्ति हवामहल् अस्ति अस्तु तथा प्रथमं तु भवता कुत्रापि निवासस्थाने गत्वा किञ्चित् स्नानादिकं भोजनादिकं कृत्वा भ्रमणीयं भविष्यति अस्तु तदा अहम् एक एकं होटेल् स्थानकं जानामि अहं तत्र भवन्तं प्रापयिष्यामि तत्र भवान् स्नानादिकं कर्तुं शक्नोति भोजनं कर्तुं शक्नोति तत्पश्चात् वयं चलितुं शक्नुमः भ्रमणार्थम् महोदय एतदस्ति त्रिवेणीनगरे अस्ति एकं स्थानम् आम्

महोदय कुत्र कुत्र भवता गन्तव्यम् एवं भवता पूर्वं बद्नीयं अस्तु सं सम्यक् महोदय तदा सम्पूर्णदिनस्य कृते अस्माकं यत् फ़ेर् भवति तद् प्रायेण एकलक्षं भवति अस्तु तदा महोदय पूर्वं तु भवता स्नानादिकं करणीयं तत्पश्चात् अहं नेष्यामि भवन्तं चिन्ता नास्ति सर्वादौ तु वयं नाहर्गड् स्थाने गमिष्यामः यतो हि तत्र पश्चात् किञ्चित् उष्णता भविष्यति नाहर्गड् एकं स्थानमस्ति तत्र् ततः भवान् सम्पूर्णं जैपुरं द्रष्टुं शक्नोति आं तत्र एका किलापि अस्ति जयगड्नाम्ना तदपि भवान् द्रष्टुं शक्नोति तत्र पूर्वं भोजनं मध्याह्ने एकत्र स्थानमस्ति चौकिधाणि तत्र भवान् राजस्थानिभोजनं कर्तुं शक्नोति तदा वयं तत्र गमिष्यामः मध्याह्नभोजनविषये एव अहं वदामि तत्र भवान् गन्तुं शक्यते तत्र प्रायेण त्रिवादने उद्घाटितं भवति तदा सायङ्काले यदि भवान् तत्र भोजनं करिष्यति तदा किञ्चित् गुरु भविष्यति मध्याह्ने तद्भोजनं करोतु सायङ्काले वयं किञ्चित् सामान्यं भोजनं करिष्यामः आं महोदय तदा मध्याह्ने भवतः राजस्थानिभोजनमेव कारयिष्यामि चौकिधाणि मध्ये आम् महोदय मया पूर्वमेव उक्तम् एकलक्षं तु प्रायेण अहं स्वीकरोमि सम्पूर्णदिनस्य परन्तु महोदय् अधुना अधुनैव भवान् उक्तवान् यद्भवतः धनस्य चिन्ता नास्ति दातुं शक्नोति भवान् महोदय प्रायेण दशसहस्राणि अल्पानि ददातु परन्तु नवतिसहस्राणि तु दातव्यानि एव भविष्यन्ति इतः इतः अल्पं तु अहं न कर्तुं शक्नोमि महोदय् एतावत्तु दातव्यमेव भविष्यति नवतिसहस्राणि तु आवश्यकानि सन्ति महोदय नवतिसहस्राणि अन्तिममस्ति भवान् विचारयतु यदि गन्तुमिच्छति तदा सम्यक् अन्यथा सम्यगस्ति महोदय एतत्तु भवान् बहु अल्पम् उक्तवान् अहं न गन्तुं शक्नोमि अस्मिन् महोदय मया नवतिसहस्राणि तु कृतानि एव इतः अल्पं तु अहं न कर्तुं शक्नोमि न न महोदय एवं न कर्तुं शक्नोमि अहम् अस्तु भवान् विचारयतु यदि इच्छति तदा मां वदतु आं सम्यक् सम्यगस्ति नं नमो नमः महोदय